प्रोडक्ट् इत्युक्ते टि शर्ट् विषये वदामि टि शर्ट् कार्पासस्य अस्ति अस्माकं समीपे अस्ति सम्यक् अस्ति तस्य ग्रीष्मकाले आतपकाले कस्मिन् अपि काले सम्यक् भवति तस्य विषये किमपि क्लेशः अपि नास्ति चिन्ता अपि नास्ति सम्यक् भवति अतः क्लेशं नास्ति टि शर्ट्